संस्कृतभाषायां मम अभीष्टम् आभाणकं वर्तते भगवतः पाणिनेः सूत्राण्येव एकमहम् उदाहरणरूपेण वक्तुमिच्छामि यथा तुल्यास्यप्रयत्नं सवर्णम् इति सूत्रं वर्तते शास्त्रे तस्य भिन्नः अर्थः भवति सवर्णसंज्ञाविधायकं सूत्रमिदं वर्तते किन्तु अस्माकं जीवनेपि इ अदः सूत्रं कञ्चन अर्थम् उपदिशति कः अर्थः ययोः आस्यप्रयत्नौ तुल्यौ भवतः तयोर्मध्ये एव मैत्री भवेत् यथा द्वौ पुरुषौ स्तः तत्र यदा उभयोः पुरुषयोः

वाचि अन्यदस्ति तदा मित्रता न करणीया तादृशेभ्यः पुरुषेभ्यः आत्मानं रक्षणीयम् इति शास्त्रं सूत्रं बोधयति